भारतदेशे महाराष्ट्रराज्ये अहं निवसामि महाराष्ट्रम् इति मम मातृभूमिः अतः अहं तं ब रा मनावु महाराष्ट्रराज्यं बहु प्रीणामि वा मम इष्टतमं राज्यं महाराष्ट्रम् इति तत्र अहम् अह्मद् नगरे निवसामि अस्माकं महाराष्ट्रिये द्वादश ज्योतिर्लिङ्गेषु एकः अस्ति भिमाशङ्करं पुण्यपत्तना ना समीपे एव वर्तते इतोऽपि गृशणेश्वरः इत्यपि महाराष्ट्रराज्ये एव अस्ति इतोऽपि कल्सुबाय् शिखर् एतदपि बहु सम्यक् अस्ति तत्रापि गन्तुम् इच्छामि न गन् गतम् इतोपि मया तत्र इतोऽपि मुम्बै इति अस्माकं राजधानिः महाराष्ट्रराज्यस्य राजधानिः तद् तत्र गेट् वे आफ् इण्डिया तद् अपि बहु सम्यक् अस्ति इतोपि एलिफ़ेन्टा केव्स् तत् तत्र अपि गन्तव्यं तदपि बहु सम्यक् अस्ति इतोपि माथेरान् इति अस्ति शिवाजीमहाराज् इति तु बहु प्रसिद्धः ते तस्य बहु किल्ले नाम शिवनेरी रायगढ् प्रताप्गढ् अजिङ्क्यतारा सज्जन्गढ् इतोपि बहवः तत्र सन्ति तदपि बहु सम्यक् अस्ति इतोपि बहु समुद्राः अपि सन् सागराः सन्ति नाम काशी अथवा बहु सन्ति तदपि द्रष्टव्यं तदपि बहु सुन्दरमस्ति महाराष्ट्रराज्ये